प्रायः दशवर्षेभ्यः प्राक् मया यत्र चारणाय गतं तत्र तस्य स्थानविशेषस्य नाम वर्तते चन्द्रखानीपास् तत् चारणं प्रायः पञ्चदिनात्मकमासीत् तत्र प्रथमे दिने षट् किलोमीटर् परिमितं तत्र चारणं कृतं तत्र अधिकं कष्टं नासीत् अनन्तरं द्वितीयदिने अस्माभिः नव किलोमीटर् परिमितं तत् चारणं कृतं तत्र चारणे नव किलोमीटर् परिमितं क्षेत्रं सामान्यम् आसीत् इति वक्तुं न शक्यते यतोहि प्रथमतया तस्य आरोहणम् अधिकमासीत् चरणावसरः तत्र न्यूनः आसीत् अनन्तरम् अस्माकं सविधे केवलम् अस्माकं वस्त्राणि न अपि तु वस्त्रैस्सह अस्माकं जलं जलं भोजनम् अन्नं नाम वासव्यवस्था इत्यादि इत्येतानि सर्वाणि अपि तत्त्वानि अस्माभिः सह एव आसन् पूर् यतोहि पूर्वं येन तत् सर्वमपि अस्माकं कृते आनीतं ते इदानीं समयेऽपि प्राणिनः कदाचित् अस्वस्थाः बभूवुः तस्मादेव सर्वमपि कष्टम् अस्माकमुपरि एव आगतमिति अत्यन्तमेव कष्टकरम् आसीत् अपि च पूर्वं प्रथमदिने यादृशः उत्साहः प्रायः सर्वेषु भवति द्वितीयदिने एकैकं कृत्वा समेषामपि उत्साहः नाम न्यूनतामेव गतः इति कृत्वा प्रायः तदपि महत् कष्टकरमेव आसीत् परन्तु यदा तत्र अन्तिमं स्थानम् एव वयं तत्र प्राप् प्राप्नवं तत्र तस्य सौन्दर्यं नाम सर्वत्र अपि परितः तत्र वातावरणमेव दृष्ट्वा समेषामपि हृदः अत्यन्तमेव विकसिताः बभूव बभूवुः तदेव अस्माकमानन्दकरं तत्त्वमासीत् अतः अन्त भला सो सब् भला इति हिन्दीसूक्त्या अवश्यमेव तत् सर्वमपि अनुभवम् अहं सुखकरमेव मन्ये